नमस्काराः महोदय आम् अहम् अद्य प्रथमवारं ग्रन्थालयम् आगतवती महोदय ग्रन्थालये यास्कमहर्षिः निर्वचनविज्ञानञ्च इति पुस्तकं दृष्टवती एतस्मिन् विषये किञ्चित् ज्ञातुमिच्छामि महोदय आं महोदय ओ हो ओ हो ओ हो कति अध्याय कति अध्यायाः भवन्ति महोदय अस्मिन् पुस्तके

ओ हो अस्मिन् पुस्तके कति अध्यायाः भवन्ति महोदय तेषु अध्यायेषु च विषयः कः भवति महोदय

ओ हो

ओ हो बहु धन्यवादाः महोदय